भारतस्य आरोग्यव्यवस्था

कीदृशं कीदृशी वर्तते सम्यक् वर्तते किमित्युक्ते अयं बहु बहु बूर्बश्शन् जनाः सर्वे सस्याहारमेव खादन्ति अतः सम्यक् आरोग्यमस्ति अनन्तरं ते योगः योगासनं सर्वं कुर्वन्ति अनन्तरं प्रार्थना देवालयं मन्दिरं गन्तुं प्रार्थना प्रातःकाले उत्तिष्ठति स्नानं करोति अनन्तरं गृहे दीपं स्थापयित्वा प्रार्थनां करोति अतः भारतस्य आरोग्यव्यवस्था सम्यक् अस्ति